हरिः ओं हरिः ओं वदन्तु महोदय आगच्छन्तु हा एवम् आगच्छतु स्वीकरोतु शाकान् स्वीकरोतु

हा उत्तमानि सन्ति ह्यः एव आगतानि स्वीकरोतु बहु सम्यगस्ति ओहोहो एवमेवं स् एवमेवं स्वीकरोतु पलाण्डुः विवाहे न भवति किल हा रक्तफलमस्ति एवम् एवं पला रक्तफलमस्ति मरीचिका अस्ति सर्वमस्ति स्वीकरोतु पश्यतु अत्र पश्यतु इह् एवं वा अस्ति अस्ति विंशतिकिलो अस्ति स्वीकर्तुं शक्यते अशीतिरूप्यकाणि अस्ति अशीतिरूप्यकाणि एय् नास् एय् नास्ति नास्ति भोः तत्तु अशीतिरूप्यकाणि एव अत्र सर्वत्र पश्यतु भवान् अन्यत्र पृष्ट्वा आगच्छतु हा हा क् हा हा कूष्माण्डः अस्ति कति अपेक्ष्यते एवम् अस्ति अस्ति अस्ति कूष्माण्डः अस्ति रक्तफलापेक्षया न्यूनमेव त्रिंशद्रूप्यकाणि अस्ति त्रिंशद्रूप्यकाणि एक के एक केजि हा षट् कूष्माण्डाः हु आलुकमस्ति आलुकम् अस्ति अस्ति किमर्थं तत् बृहदपि अस्ति धनं चत्वारिंशत् रूप्यकाणि हा एय् तथा तथा तथा न भवति वृष्टिः एव नास्ति पुनः तथा नास्ति बहवः स्वीकुर्वन्ति अत्र मास्तु महोदय ते बहवः स्वीकुर्वन्ति बहवः आगच्छन्ति पुनः अत्र सर्वत्र अन्यदापणं नास्ति अन्यत् शाकापणं स्ति अतः सर्वे अत्रैव आगच्छन्ति

हा हा विंशतिरूप्यकाणि ददातु विंशक विंशतिरूप्यकाणि ददातु अस्तु वा हा अस् अस्तु अस्तु स्वीकरोतु स्वीकरोतु हा अस्तु अस्तु अस्तु कुस् हा

क् केजिद्वयं वा तत् के तत् केजिरूपे हा केजिरूपे न ददति किन्तु तत् तथा अन् अन्यदेव आगच्छति एवम् अस्तु अस्तु अस्तु अन्यदपेक्ष्यते वा रक्तफलं मास्तु वा एवमेवम् अस्तु अस्तु अस्तु तर्हि